कोलिकता नागरस्य कल्पना भोजनशालातः शुइगी इति माध्यमेन इत्यस्मात् रूटिका आज्ञापितवान् तस्य दिवसः तृतीयदिनाङ्कः आसीत् परन्तु तस्य दिनः कठोरवायुः आसीत् तथापि बृषभबालकेन शीघ्रमेव आगतवान् रोटिका किञ्चिदपि नष्टं न जातं गुणवत्ता मूल्यं च सम्यक् आसीत् परिवेषकर्ता अधिकं धनं न स्वीकृतवान् अतः अहं शुइगी इत्यनेन सन्तुष्टः अस्मि